सामान्यजनाः तु चित्रकलायाः शिक्षणविषये समयं न ददति अतः एव दोषाः समायान्ति आदौ तु समयः अपेक्षितः अस्ति उत्तमकलाकारस्य कृते अनवरतं चत्वारि पञ्चवर्षाणि सयं समयम् अपेक्षितानि सन्ति तथा च अभ्यासम् अपि अपेक्षणीयम् अस्ति यदि अभ्यासः सम्यक्तया भविष्यति चेत् तदा चित्रकलाविषये दक्षता सम्यक् भविष्यति अभ्यासः अत्यन्तम् अपेक्षितः अस्ति अतः एव वर्तते सूक्तिः अभ्यासो न हि त्यक्तव्यः अभ्यासो हि परं बलम् अनभ्यासे विषं विद्या अजीर्णे भोजनं विषं तस्मात् अभ्यासेनैव दक्षता अपि आगमिष्यति